मया निर्मितं भोजनं यदि अन्येभ्यः रोचते तर्हि अहं मम पाकस्य विषये अन्येभ्यः यदि ते पृच्छन्ति तर्हि वदामि प्रथमं तु अहं कानि कानि वस्तूनि आवश्यकानि इति वदामि अनन्तरं तस्य लेखनं पर्यन्तम् अहं कां कां व्यवस्थां व्यवस्था करणीया इति वदामि अनन्तरम् अहं बिन्दुभिः सहायेन कथं पचनं कः करणीयम् इति पचनं करणीयम् इति वदामि प्रथमं तु वस्तूनि स्वीकरणीयानि अनन्तरं तस्य कर्तनम् आवश्यकं वा अथवा फ़्रैयिङ्ग् आवश्यकं वा अथवा अन्यत् किमपि कार्यं करणीयं करणीयं वा इति वदामि अनन्तरम् अहं यदि मम समीपे अस्ति चेत् अहं कथं करणीयम् इति दर्शयामि यदि मम समीपे नास्ति चेत् फ़ोन् मध्ये दूरवाणीमध्ये वा अथवा जूं मध्ये वा अहं वदामि